प्रथमतः आदिवन्द्य गणेशस्य पूजां सर्वे मिलित्वा सम्यक् रीत्या आचरन्ति बृहत् मूर्तिं स्थापयित्वा पूजां कुर्वन्ति प्रसादं ददति कलाराधनं कुर्वन्ति सर्वे मिलित्वा मुदम् आप्नुवन्ति चूडीपूजा इति गौडसारस्वतब्राह्मणसमाजस्य महिलाः पुष्पान् पर्णान् सञ्चयित्वा श्रावणमासस्य प्रति शुक्रवासरे भानुवासरे तुलसीपूजां मिलित्वा कुर्वन्ति गिफ़्ट् विनिमयं प्रसादवितरणं च कृत्वा वृद्धमाहिलायां वृद्धमहिलायाम् आशीर्वादं प्राप्नुवन्ति आश्वयुजमासे नवरात्रे देव्याः आराधनं भवति तदा शारदादेव्याः बृहत् मूर्तिं देवालये स्थापयित्वा पूजां कुर्वन्ति दर्शनप्रसादात् सङ्गीतनृत्यकार्यक्रमाः भवन्ति त्रीणि वा पञ्चदिनान्तरं नगरे शोभायात्रा भविष्यति बहवः लोकाः नगरस्य प्रमुखमार्गे स्थित्वा शोभायात्रां पश्यन्ति बृहत् टेब्लोस् वर्तते भव्यदीपालङ्कारः भवति क्रेकर्स् स्फोटकान् स्फोटयन्ति तत् पश्चात् शारदामूर्तिं देवालयस्य सरोवरे विसर्जयन्ति मङ्गलूरु कार्कल इत्यादयः क्षेत्रे रथोत्सवाः सर्वे जनाः मिलित्वा विजृम्भणेन आचरन्ति बहु दूरतः कार्यालयात् विश्रामं प्राप्य आगच्छन्ति रथोत्सव आचरणार्थं मिलित्वा आनन्दं सर्वे प्राप्नुवन्ति